संस्कृतभाषायाः विकासाः तु वेदकालतः तु सञ्जाताः परन्तु वेदकालतः इदानीं पर्यन्तं अपि संस्कृतभाषायाः तु किमपि परिवर्तनं न जातम् संस्कृतभाषा तु सर्वदा व्याकरणस्य नियमं अनुसरणं कुर्वन्ति यथा वैदिककाले यदीदृशनियमाः अस्ति आसीत् तदीदृशनियमः तु इदानीम् अपि अस्ति तदर्थम् वैदिककालतः इदानीं काले पर्यन्तं संस्कृतभाषायाः तु किमपि परिवर्तनं न जातम्